मम ग्रामे तावत् जानुवेदना यदा आगच्छति तदानीं नारिकेलतैलं पुनः तदन्तः किञ्चित् बेळ्ळुळ्ळिविशेषं संस्थाप्य लशुनं संस्थाप्य क्वथनं क्रियते तदुत्तरं तस्य अंशः सर्वांशरूपेण तैलेन सह सम्बद्धं भवति तदुत्तरं तच्च आविष्कृत्य नाम तैलम् आविष्कृत्य सम्यक् संस्कार्य यदा तस्य अत्यौष्ण्यं न्यूनं भवति तदानीं तद् जानोः अन्तः स्थापयन्ति तदानीं च तच्च वेदना न्यूना भवति इति मम ग्रामे क्रियते अथवा जलम् इत्यादिकं संस्थाप्य कोपि विश् कीटविशेषः अन्तः गतो वा इत्यादिकं सर्वं पश्यन्ति